एवं मम मातृभाषायां द्रविडभाषायां लिखितं पुस्तकं किमपि न पठितं मया किन्तु संस्कृतेन लिखितं पुस्तकं एकम् अनेकानि पठितानि तेषाम् अनुवादानि अपि पठितानि तत्र कदाचित् अनुवादः उपयोगकारको भवेत् यतः श्लोकाः एके आसन् तेषां सरलार्थम् एवमाङ्ग्लया तत्र प्रोक्ता भवन्ति अन्यत्र च अनुवादाः श्लोकस्य सूक्ष्मान् अर्थान् न स्पष्टेन वदन्ति अतः अनुवादेन लाभोप्यस्ति किन्तु बुद्ध्या उपयोगं कर्तव्यम् अनुवादस्य